इदानीं कानिचन प्लास्टिक् कन्टैनर्स् मया क्रीतानि तत्र प्लास्टिक् बहु भग्नं भवति उपयोगात् पूर्वमेव भग्नं भवति सम्यक्तया नास्ति ओवन् मध्ये स्तापयामि चेत् तत्र गन्धः दुर्गन्धः अपि आगच्छति किन्तु ते उक्तवन्तः फ़ुड् ग्रेड् प्लास्टिक् इति एवं न दृश्यते अत्र वर्णः अपि जायते तत्र वर्णः न तिष्ठति कन्टैनर् मध्ये अपि च दुर्गन्धः आगच्छति एकमेव प्रक्षालने किं भवति चेत् वर्णः जायते भग्नमपि भ भवति का अतः मया यत् क्रीतं तद् वस्तु सम्यक् नास्ति अहं चिन्तितवती किमर्थं मया एतानि वस्तूनि क्रीतानि इति